आम् मया तु सम्मुखीकृताः यातसम्बन्धाः समस्याः सन्त्येव अहं बेङ्गुळूर्नगरं प्रति गच्छन् आसम् मम स्थाने अहं यत्स्थानं पञ्जीकरणं कृतवान् तस्मिन् स्थाने अन्यः कश्चन उपविष्टवान् आसीत् तदा अहं गत्वा यम् उपविष्टवान् तं प्रति पृष्टवान् एवं मम स्थानमस्ति मम स्थाने भवन्तः उपविष्टः सन्ति तस्मात् किञ्चित् अपसरन्तु अहम् उपविशामि इति तावदेव उक्तवान् झटिति तस्य कोपः एवं वदति वा मां तावत् अपसरतु इति वदति वा अहं मम स्थानमेतत् आम् एवं वदति त्वं कः इत्येवं मां तर्जितवान् तदेव मम प्रथमा समस्या यतो हि अहं पञ्जीकरणं कृतवान् स्वो सोपिदर्शयति टिकेट् अहमपि कृतवान् पश्यतु इति स्थानं तु स्थानं तु एकमेव कथम् इति मम समस्या आगता तद्वत् बहुत्र एवमेव आसीत् अहं चेन्नैतः बस्याने गच्छन् आसम् तदापि स्थानसमस्या आसीत् इत्येवं बहुवारं अनुभूतवान् ततः परं मार्गस्य दुर्गतिः तु अनुभूतवान् एव मार्गस्य दुर्गतिः एवम् तद्वत् मार्गस्य अज्ञानं नाम अन्यत्रगन्तव्यं तत्त्यक्त्वा तदतिरिच्य अन्यत्र गच्छामि इत्येवम् अपि अभूत्